मम इष्टतमाः लेखकाः बहवः सन्ति सुजाता बालकुमारन् रङ्गराजन् इन्द्रासौन्दराजन् एण्डमूरि वीरेन्द्रनाथः सः इत्यादयः सन्ति अहम् तेषां लेखनम् अधिकं तं वाचयामि ते सर्वे तमिळ्भाषायां लेखिताः आसीत् तेषां पुस्तकानि अहं वक् वक्तव्यं चेत् रङ्गराटन रङ्गराटिनम् इति कालचक्रं नरसिंहन्महोदयस्य पुस्तकम् अप्पं वडै तै सादम् इति बालकुमारन्महोदयस्य पुस्तकम् तिरिवों सन्दिप्वोम् इति सुजातामहोदयायाः पुस्तकम् रुद्रवीनै इति इन्द्रासौन्द्रराजन्महोदयस्य पुस्तकं च सन्ति अन्य बहवः अपि सन्ति तेषां शैलिः अति उत्तमतया भवति वाचकाः अति तत्र अब्सार्ब्ड् भवति तेषां पुस्तके तेषां कथायामपि वयं सर्वे अधिकम् अब्सार्ब्ड् भवति अतः तत् उत्तमं भवति